आकाशवाणी दूरदर्शनं तथा मुद्रणरूपमाध्यमेषु संस्कृतम् अत्यन्तम् उपयुक्तं वर्तते किमर्थम् आकाशवाणीद्वारा यदि वयं संस्कृते वा वार्तां शृणुमः शृणुमः चेत् अस्माकं संस्कृतं संस्कृतस्य ज्ञानं भवति संस्कृतम् अस्माकं वयं भारतीयसंस्कृतं जानीमः तदर्थं दूरदर्शनं दूरदर्शने अपि वार्तां दृष्ट्वा तत्र आगच्छ दूरं दूरदर्शने रात्रौ सप्तवादने तत्र तत् दूरवाणी दूरदर्शने तत्र वार्ता आगच्छति अत्र तत् पश्यामः तत् माने मुद्रणरूपेण माध्यमेषु मुद्रणरूपमाध्यमेषु संस्कृतं तदपि सम्यक् एव तत्रापि सम्यक् धिया वयं मुद्रणरूपं मादृसंस्कृतम् उपयोक्तुं कुर्मः चेत् अस्माकमेव लाभः अस्ति वयं संस्कृतं जानीमः अन्ये अपि सर्वे संस्कृतं जानन्ति तदा अयं भारतीयः भारतदेशः संस्कृतमयं भवति एतादृशं कार्यं कुर्मः चेत् परन्तु अस्माकं दुःखभाग्यम् अहो भाग्यम् अस्ति तस्माकं भारतीयः सर्वकारः संस्कृतं संस्कृतवार्ता आकाशवाणी दूरदर्शनं न स्थापयन्ति अनेकेः काश्चन काश्चन एव सन्ति यदा उत्तरखण्डमध्ये अस्ति आकाशः तत्र दूरदर्शने आकाशवाणी आकाशः दूरदर्शने आकाशवाण्यां वा वार्तापत्रिकामागच्छति परन्तु अस्माकम् अन्ये न आगच्छन्ति उपयोक्तुं सम्यक् कर्तुं शक्यते तु सर्वकारः न करोति आकाशवाणीद्वारा दूरदर्शनद्वारा मुद्रणं मुद्रारूपेण माध्यमेषु संस्कृतं सम्यक्तया उपयोक्तुं कर्तुं शक्यते अत्यन्तम् अत्यन्तं सम्यक्तया कर्तुं शक्यते इत्येव अहं वदामि आकाशवाणी दूरदर्शनं तथा मुद्रणरूपमाध्यमेषु यदि संस्कृतम् उपयोक्तुं कुर्मः चेत् तदेव वयं भारतीयजनाः सर्वे संस्कृतमयाः भवन्ति बहु सम्यक् भवति